अहम् अहं माता च माता सम्यक् सीवनं करोति एव सा करोति अहं पश्यामि अनन्तरं निटिङ्ग् अपि सा सक् सम्यक् करोति दृष्ट्वा दृष्ट्वा एव अहमपि कर्तुं शक्नुमः शक्नोमि इति मम इच्छा आसीत् अहमपि कक्षाम् आरम्भं कृतवान् आरम्भम् आरम्भं कृतवती तत्र गत्वा साक्षात् वस्त्रसीवनम् आरम्भं कृतवती प्रथमतः लघुबालिका लगुबालिकायाः कृते इति निचोलः इति वदामः सा तस्य सीवनम् कृतवती अनन्तरं भिन्न भिन्न स्टीटेस् इति वदामः इत्युक्ते लाङ्ग् शाट् अनन्तरम् चेन् स्टीच् अनन्तरम् मराठीभाषया धाव् दोरा इति वदामः लेज़ि डेज़ि इति वदामः काश्मीरी इति वदामः स्टीचिङ्ग् आं कृतवती बहु सम्यक् कार्याणि यदा उत्पीठिका भवति खलु उत्पीठिकायाः उपरि तस्य उपयोगः भवति अनन्तरं जवनिका भवति जवनिकायाः उपरि तस्य सी नीटिङ्ग् एव भवति एव नन्तरम् आच्छादकाः सन्ति खलु तल्पस्य उपरि तत्र तथापि अहं कृतवती